मया गतसप्ताहे एव हेमर् स्वीकृतमासीत् तद् बहु उत्तमम् अस्ति तस्य उपयोगः मया क्रियमाणः वर्तते तस्य हेण्डल् साफ़्ट् आसीत् इत्यतः मया मम हस्ते व्रणानि अपि न जायमानानि तथा च यदा वयं तेन ताडयामः तदा तद् बहु समीचीनतया बहु फ़ोर्स्ली गत्वा तद् प्रेज़र्मध्ये एव ताडयति एवं कार्यं बहु स् सम्यक् करोति